मम राज्ये बहूनि क्षेत्राणि अतिसुन्दराणि रमणीयानि सन्ति तेषु लोक्ताक् लेक् सिरो हिल्स् सुभाष् चन्द्र बोस् म्यूज़ियं कैबुलम्जा़ नेशनल् पार्क् गोविन्दमन्दिरम् इत्यादीनि स्थानानि अत्यन्तं प्रसिद्धानि सन्ति तत्र सर्वत्र अपि प्राकृतिकसौन्दर्यं द्रष्टु शक्यते सुभाष् चन्द्र बोस् म्यूज़ियम् इत्यत्र आदौ बोसवर्येण ध्वजस्थापनं कृतम् आसीत् इति विशेषः तस्मिन् कैबुल्लम्जाव् नेस्नल् पार्क् मध्ये शङाय् इति नामकविशिष्टः मृगः उपलभ्यते सिरोय् हिल्स् इत्यत्र उख्रुल् जिल्लायां सिरोय् लिलि पुष्पम् उपलभ्यते तच्च पुष्पम् अन्यत्र न उपलभ्यते इति विशेषः